अस्माकं भारतदेशः द्रव्यस्य उपरि महात्मागान्धिनः चित्रं भवति तत् अस्माकं भारतदेशः सः स्वतन्त्रस्य समये बहु कष्टतया स्वातन्त्रम् आनीतवानिति महात्मा इति वदामः तद् विषयात्तमेव अस्माकं द्रव्यस्य उपरि महात्मगन्धिनः चित्रं स्थापयन्ति तादृशमेव यत्र कुत्र वा नगरे विशेषताः अधिकाराः भवन्ति ते नायकाः भवन्ति द्रव्यस्य उपरि तत्र चित्रं स्थाप्य संस्कृते विषये एव देवस्य प्रतिमां वा इति अन्ते तत् विषये एव ते कथयन्ति प्रान्ते वा भवति